मम पाकशालायां विद्यमानानि पात्राणि चषकः स्थालिका दर्वी कंसः चषकः चषकेन द्रवरूपे विद्यमानं फलरसं जलं चायम् इत्यादिकं पातुं शक्नुमः द्रवरूपे विद्यमानं किं वा भवतु तत्पातुं चषकस्यैव उपयोगम् अधिकतया कुर्मः तथा द्वितीयं भवति स्थालिका स्थालिकायाः उपयोगः अधिकं भोजनार्थम् एव क्रियते स्थालिका अन्यकार्यार्थमपि आयाति परन्तु प्रमुखतया खाद् खाद्यपदार्थानि खादितुं स्थालिकायाः उपयोगः अधिकतया भवति तृतीयं भवति दर्वी धर्वी अधिकतया पाककरणसमये अथवा परिवेशार्थञ्च अधिकतया उपयोगाय भवति चतुर्थमस्ति कंसः एतं कंसं पातुमपि उपयोगं कुर्मः तथा खादितुम् अपि उपयोगं कुर्मः